मम प्रदेशे विद्याभ्यासार्थं बहुविधं सौलभ्यानि सन्ति दशमकक्षानन्तरं छात्राः यदिच्छन्ति तत् पठितुं शक्नुवन्ति आर्ट्स् पठितुम् ये इच्छन्ति ते आर्ट्स् कालेज् गच्छति वाणिज्यं ये पठितुम् इच्छन्ति ते वाणिज्य कालेज् गच्छन्ति वैद्याः भवितुं ये इच्छन्ति ते वैद्यकीयं पठन्ति तत्रापि आयुर्वेदः अलोपति इत्यादि विभागाः सन्ति इदानीं तु बहुधा छात्राः तन्त्रज्ञानम् एवं पठितुम् इच्छन्ति यतोहि तत्र अधिकं धनार्जनं कर्तुं शक्यते एतत् अतिरिच्य ये वर्तनं सङ्गीतं सारि ये नर्तनं सङ्गीतं चित्रकला मध्ये अग्रे पठितुम् इच्छन्ति तेषां कृते अपि गोर्मेण्ट् यूनिवर्सिटी सन्ति ये संस्कृतं पठितुम् इच्छन्ति तेषां कृते अपि सा राष्ट्रीयसंस्कृतविद्यापीठः राष्ट्रीयसंस्कृतसंस्थानं लाल्बहादुर्शास्त्रि युनिवर्सिटि इत्यादि प्रसिद्धानि युनिवर्सिटि सन्ति ये आक्टिङ्ग् मध्ये तेषां कृते अपि बहुविधः आक्टिङ्ग् स्कूलः स्कूल्स् सन्ति शालाः सन्ति